क्रीडाः जनेभ्यः उद्विग्नतानिवारणाय आनन्ददायकं मार्गं अस्ति यदा जनाः क्रीडां कुर्वन्ति तदा तेषां सम्पूर्णशरीरं सक्रियं भवति एतेन किं भवति यदा कोऽपि काऽपि क्रीडां करोति चेत् एकाग्रतापूर्वेण कुर्वन्ति कथं तेषां मनसि एव विचारं भवति यत् अहं विजेता भविष्यामि एतद् चिन्त्य एव सः क्रीडां करोति तदैव सः विजयता भवितुं किमपि करोति परन्तु ध्यानेन क्रीडां करोति एतेन तस्य अभ्यासः भवति तस्य शारीरिक विकासः भवति तस्य सामाजिककौशलविकासः भवति तस्य बौद्धिकविकासः अपि भवति एतेन प्रकारेण क्रीडा जनेभ्यः उद्विग्नतानिवारणाय आनन्ददायकं मार्गं यच्छन्ति